प्रथमं तु जालस्थानं यातव्यं रेल्यानं जालस्थानानि वा अथवा बस्यानं जालस्थानानि वा ज्ञातव्यानि तत्र गत्वा कानि कानि यानानि कुत्रतः कस्मिन् समये प्रारम्भः करोति इति जानीमः तस्मात् परं वयम् अस्माकं यात्रापत्रं प्राप्नुमः धनसमर्पणम् अपि तेषां जालस्थाने कर्तुं शक्नुमः धनमपि जाल जालस्थाने केनापि अङ्कीयमार्गेण कुर्मः निरसनम् आवश्यकं चेदपि वयं तत्रैव कर्तुं शक्नुमः शैथिल्ययात्रां प्राप्नुयामः